हरि ओं कः वदतु महोदय ह एवम्

आ ओं तद् वसति सङ्गच्छेत् सन्ति वा अथवा स्वतन्त्रगृहाणि वा अपार्ट्मेण्ट् तत्र वा स्वतन्त्रगृहाणि वा

कदा द्रष्टुं शक्नोमि वा

आ आं तर्हि वैयक्तिकं वा किमपि सोसैटि जनस्य अस्ति वा सैट् यक्जम डाक्युमेण्ट्स् सर्वं सम्यगस्ति खलु हा समस्या न भविष्यति अग्रे हा हा

अस्तु महोदय भवता अस्ति खलु नव पश्य समीपे पश्यामः चिन्ता नास्ति पुनः अहम् अन्यं न अन्विष्यामि हा हा काश् दातुं न शक्यते वा न किञ्चित् यावत् अत्यल्पं भवति तावद् अहं ट्रान्स्फर् करोमि अनन्तरं किञ्चित् केश् ददामि हा हा

पन्तु इदानीं न शक्यते मम पञ्चदशदिनानि आवश्यकानि

आमाम् आम् आम् आम् हा हा एवमेवं तत्र सर्वं समीपे समीपे एव तद् प्रदेशः अग्रे डेवेलप् भवति वा एवमेवं

मार्गः एवम् एवं तद् भवान् उक्तवान् गृहम् अस्ति एव इति तद् उपयोगस्थितम् अस्ति वा पुनः समीकरणे एव मम अदिकव्ययः भवेद्वा इति चिन्ता मा निर्मितं वा हा आमां हा एवमेवं तर्हि एकं कार्यं करोमि श्वः अहम् आगच्छामि एकवारं पश्यामः अनन्तरं किञ्चिद अहं फ़िल्टर् करोमि तत्र किं गृहमिति मम पत्नी अग्रिमसप्ताहे आगमिष्यति ग्रामतः तदा एकवारमानीय तदन्तिमं मया यद् चिन्तितं तद् दर्शयामि तस्यै अनन्तरं पश्यामः किम् इति तथा कुर्मः वा परन्तु धनं दातुं न्यूनातिन्यूनं पञ्चदशदिनानि तु आवश्यकानि एव इदानीम् अनुक्षणं निश्चयेन न शक्यते

तद् पश्यामः महोदय अनन्तरं दर्शयामि चिन्ता नास्ति हा अस्तु भवतु महोदय तर्हि अहं श्वः मिलामः धन्यवादः धन्यवादः